अहं भवतः आपणात् ह्यः एकं शाल् स्वीकृतवान् आसीत् तत्तु बहु सम्यक् वर्तते तत् दृष्ट्वा मम गृहेपि सर्वेपि सन्तुष्टाः अभवन् तस्य डिसैन् बहु सम्यक् वर्तते गृहे सर्वेपि तेषां कृते एकम् एकं शाल् आवश्यकम् इति वदन्तस्सन्ति यदि इतोप्यधिकतया अपेक्षते मया तर्हि भवतः आपणं प्रति एव आगच्छामि तत् शाल् ओढुं बहु सम्यक् भवति अहं तु भवतः आपणं प्रति आगत्य बहु प्रसन्नोस्मि यदि अधिकप्रमाणेन स्वीकरोमि तर्हि किमपि डिस्कौण्ट् भवति वा इति पश्यन्तु नो चेदपि स्वीकरोमि अहम्